मया लेखनं तावत् मनोरथरूपेणापि लिख्यते कदाचित् व्यावसायिकतया अपि लिख्यते मनोरथरूपेण कवितापुरस्सरं मया लिख्यते तावदेव तत्र लेखनम् इति विशेषः कोपि नास्ति केवलं कविता मात्रं मनोरथरूपेण लिख्यते व्यावसायिकतया विषयाः यदा विद्यालयेषु प्रोजेक्ट् रूपेण किञ्चित् कार्यं प्रदत्तं भवति तदा तावदेव लिख्यते विशेषरूपेण उपविश्य मया अस्मिन् विषये लेखनं लेखनीयम् इति विचिन्त्य कदापि न क्रीयते तत्तु बहुनां बहु न्यूनमेव अहं सामान्यतया मनोरथरूपाणि कवितानि यदा मनः बहु सन्तुष्टः भवति अथवा यदा उद्विग्नतायां भवति तदा तावदेव लिखामि उपविश्य लेखनार्थं विशिष्टं किमपि स्थानं नास्ति परं यदा मनः मुदितः भवति यदा प्रकृतिः सम्यक् वर्तते यदा च वृष्टिः आगता भवति तदा तु लेखनीयम् इति अवश्यं भासते